नमो नमः अहं रामटेकं गन्तुम् इच्छामि तत्र वयं चत्वारि जनाः सन्ति ह अहं तत् कारयानं कारयानतः गन्तुम् इच्छामि यत् लघ्वी लघ्वी ल लघु का कार्यानम् अस्ति तस्य प्रैस् तस्य मूल्यं क्यु कियत् अस्ति अस्तु तदनन्तरं यदि अहं यदि यदि मम स मम सकाशात् षट् अथवा अष्ट जनाः सन्ति चेत् अहं तु बृहत् कार् अपेक्ष्यते तदा कियत् मूल्यम् अपेक्षितम् एवम् अस्तु डिस्ट् बै डिस्टन्स् किलोमीटर् अपेक्षा अपेक्षया कति रूप्यकाणि स्वीकरोति भवान् एवं यदि लग् यदी ष् अष्टजनाः सन्ति चेत् कति कियान् का किं वाहनम् अपेक्षितम् अस्तु एवं धन्यवादः